मम प्रदेशे तावत् स्थानीयाः आयोज्यन्ते क्रीडाङ्गणेषु स्थानीयाः आयोज्यन्ते तत्र आधिक्येन क्रिकेट् इत्यादिकं भवति क्रीडा द्रष्टुं तु महान्तः जनाः आगच्छन्ति तत्र विशेषेण क्रिकेट् तथा च हाक्की पुनश्च फ़ुट्बाल् क्रीडा भविष्यति तद्द्रष्टुं सहस्रशः जनाः समागमिष्यन्ति यतो हि समग्रे ग्रामे नगरे एकमेव क्रीडाङ्गणं विद्यते अन्यत्र ग्रामेषु क्रीडाङ्गणं नास्ति अतः सर्वे जनाः तत्रैव आगच्छन्ति द्रष्टुं पुनश्च ये च क्रीडालवः भवन्ति ते प्रोत्साहं जनयन्ति ते एव वस्तुतः जनाः क्रीडाक ये क्रीडन्ति तेषां कृते प्रोत्साहं दद्युः परन्तु ये क्रीडन्ति ते एव जनानां कृते प्रोत्साहं यच्छन्ति तन् तत्पुरस्सरं सम्यक्तया क्रीडन्ति च ते यथा जनानामपि आनन्दः स्यात् तेषां क्रीडनेन तादृशं प्रोत्साहं ते यच्छन्ति क्रीडाङ्गणं सम्पूर्णं सपूरितं भवति तथा च

सहस्रशः जनाः उपवेष्टुं शक्नुवन्ति तादृशं तादृशं क्रीडाङ्गणम् अस्ति अत्र